मम तु इष्टतमं तरणस्थानं वर्तते नदी किमर्थम् इत्युक्ते यदि अस्माभिः तडागं प्रति तरणार्थं गम्यते तत्र तू जलं स्थितमेव भवतीति कृत्वा जलम् अशुद्धं भवति जलम् अशुद्धमिति कृत्वा अनारोग्यसमस्याः सम्भवन्ति अतः तत्र तु तरणं कर्तुं न शक्यते यदी समुद्रं प्रति गम्यते तत्र तू लवणं भवति जले अपि च तरणार्थमपि तावत् सम्यक् न भवति अतः समुद्रे अपि तरणं सम्यक्तया कर्तुं न शक्यते यदि स्विमिङ्ग् पूल् प्रति गम्यते तर्हि तत्र बहवः जनाः भवन्ति जनाः न ज्ञायते ते मूत्रमपि कुर्युः तत्रैव अपि च ते क्लोरिनपि स्थापयन्ति किमपि द्रव्यं तेनापि कलं जलम् अशुद्धं भवति तेनापि अनारोग्यसमस्याः सम्भवन्ति अतः नदीं प्रति तरणार्थं गम्यते तत्र किं भवति नद्याः प्रवाहः अधिकः भवति प्रवाहः अधिकः भवति इति कृत्वा तत्र जलमपि शुद्धं भवति जलं शुद्धमिति कृत्वा अनारोग्यसमस्याः अपि न सम्भवन्ति अपि च तत्र डीप् अपि भवति डीप् अस्ति इति कृत्वा तरणार्थम् आनुकूल्यमपि सिध्यति क्वचित् डीप् न भवति तत्र तु ये तरणं जानन्ति तेषां कृते पाठयितुमपि शक्यते तरणं तथा आनुकूल्यमस्ति अतः मया सर्वदा तरणं प्रति गम्यते